हरिः ओम् ओला अहमद्य प्रातः सट् सार्धषड् वादने तिरुपतिविश्वविद्यालयतः कपिलतीर्थं प्रति गच्छन्ती आसम् तस्य यानस्य सङ्ख्या ए पी पञ्च त्रयं चतुष्टयं द्वयम् इति आसीत् तस्मिन् याने मम धनस्यूतः अहं विस्मृतवती अतः सः धनस्यूतः मम कृते इदानीम् अपेक्षितम् अस्ति तत्कारणेन सः ओलामहोदयः यः अस्ति तस्य दूरवाणीसङ्ख्यां ददाति चेत् अहं तस्य सह वार्तालापं कृत्वा मम धनस्यूतं प्राप्तुं शक्नोमि अथवा ओलामहोदयः मम धनस्यूतं प्राप्तुं किमपि सुलभकार्यं कुर्वन्ति चेत् मम कृते आनन्दः भवति इति अहं चिन्तयामि